विज्ञानयुगस्य स् सम्पूर्ण अग्रगतीः इदानीं लोकेषु दरीदृश्यते अतः तेनैव कारणेन इदानीम् बहुषु स्थानेषु जनः यत्र यत्र वैज्ञानिकव्यवस्थासौविध्यं च भवति तत्र तत्र आगत्य उपविशन्ति तत्र सौविध्यं नाम स्वास्थ्यसंरक्षणाय ततः सौविध्यम् अन्य यातायातसुविधा ये शिक्षाव्यवस्था पुनः अन्यच्च बहुविधमनोरञ्जनं तथा च यूव ज् जीवनसौकर्यकारिणी याः याः व्यवस्थाः वा यत्र यत्रापि उपलभ्यते तेषु स्थानेषु जनाः आगत्य स्वस्य कार्याणि श्रावयन्ति अतः एषु दिनेषु प्रायशः व्यवस्था वर्धिता अस्ति जनः पृथिवीं प्रायः एकं ग्रामवत् आचरन्ति यतो हि कस्यचित् स्थानस्य गमनागमने अपि बहु दिनानि नापेक्षन्ते अतः प्रवासव्यवस्था आदौ अद्यत्वे वर्धिता अस्ति अस्य परिणामेन क्वचित् क्वचित् स्थानस्य नाम सहर ग्रामादिषु जनसंख्या क्रमशः न्यूनीकृता अस्ति पुनश्च नगर्यादिषु यानसङ्ख्या क्रमशः वर्धिता अस्ति